मम इष्टतमसङ्गीतज्ञः अस्ति भीमसेनजोशीमहोदयः तस्य महोदयस्य रागसिद्धिः जाता इति प्रसिद्धिः विद्यते यद्यपि तद्विषये अधिकन्न जानामि परं तस्य महोदयस्य गानं यदा श्रुणोमि तर्हि तस्य गानस्य पुरतः पृष्ठतः रचयितुः यः भावः अस्ति तस्य भावस्य साक्षात्प्रकटनं अस्माकं हृदयं स्पृशति तेन अत्यधिकः उत्तमः प्रभावः तस्य गानस्य भवति प्रायः अस्माकन्देशे सर्वाण्यपि कलारूपाणि भवगवत्सम्बद्धानि एव भवन्तीति कारणेन केवलं तेषां गानस्य श्रवणेनैव अत्यधिकं परिवर्तनमपि उत्तमतया भवतीति अभिप्रायः